हरिः ओम् स्विग्गि अस्ति वा मया यतो हि पञ्च जनानां कृते बिर्यानि आर्डर् कृतं वर्तते अर्धघण्टायाः प्राक् मया उक्तं वर्तते एवं भोजनम् अपेक्षते इति इतोपि तत्र प्रदर्शयति यत् अर्धघण्टा अथवा एकघण्टा भवति इति भवतः कियत् अधिकाधिकं किय् कियत्समयं स्वीकरोति भवान् ज शीघ्रमेव प्रापयति वा पुनः कस्मात् भोजनालयात् आनीयते